शक्तिः दौर्बल्यम् इत्युक्ते अध्ययनम् अथवा चिन्तनम् अथवा देशविषये चिन्तनम् इति सर्वेऽपि अंशाः शक्तित्वेन स्वीकर्तुं शक्याः तत्र आहत्य प अत्यन्तं स्पष्टतया सुचिन्तनं तु एतदेव अस्ति यत्किमपि स्यात् तत्सर्वमपि मातुः सरस्वत्याः सेवारूपेण कार्यमेव भवेत् राष्ट्राय समर्पितं भवेत् इत्येव उद्देशः अस्ति अतः एतद् श्रेष्ठं चिन्तनमेव शक्तिः इति अहं चिन्तयामि दौर्बल्यम् इत्यत्र इतोऽपि अध्ययनानि बहूनि करणीयानि आलस्यमपि भवति कदाचित् अथवा धनस्य अभावः अपि कदाचित् भवितुम् अर्हति अथवा अधिकारिणां कदाचित् पीडा अपि भवितुम् अर्हति एतादृशः अंशः दौर्बल्यत्वेन अपि सन्ति अतः वैयक्तिक दौर्बल्यानि अथवा सांस्थिक सामाजिक दौर्बल्यानि अपि भवितुम् अर्हन्ति परन्तु एतद्सर्वं किञ्चित् ऋणीकृत्य शक्तिं महती पर्वती कृत्य कार्यं कर्तुं शक्यते